सामान्यतया पर्यटनकाले लोकयानं रेलयानं विमानञ्च जनैः उपयुज्यते परन्तु सामान्यतया अहं यदा पर्यटनं करोमि तदा रेलयानमेव मया उपयुक्तम् अस्ति पर्यटनार्थं तत्र काचित् स्मरणीया घटना अस्ति यत् इतः मङ्ग्लूर्तः बेग्लूर्पर्यटनकाले तत्र मध्ये रेलयानगमन रेलयानगमनसमये तत्रतनपरिसरः बहु समीचिनः आसीत् इति मम स्मरणीया घटना